कीदृशमुपायनं वरस्य कृते दीयते प्रदक्षिणा दीयते वा इति अत्र प्रश्नः वर्तते अस्य उत्तरम् एवं वक्तुं शक्नुमः यादृशम् उपायनम् इष्टं भवति यत्किमपि तादृशम् उपायनीकर्तुं वधूपक्षीयाः वरं प्रति शक्नुवन्ति किन्तु वरदक्षिणारूपेण यदि दीयते तत् समीचीनं न भवेत् इति अभिप्रायः अत्र प्रकटीक्रियते अतः उपायनविषये एतादृशं तादृशम् इति किमपि नास्ति कालानुगुणम् उपायनानि भिद्यन्ते अतः तस्मिन् तस्मिन काले यादृशमुपायनं दातुमिष्यते तत् तत् पक्षीयैः तदनुगुणम् उपायनानि भवितुमर्हन्ति इति एतद्विषये वयं वक्तुं शक्नुमः अतः उपायनम् एतादृशमेव भवेत् इति कोऽपि नियमः तत्र न भवेत् इत्येव आशयः अस्ति